विद्यालयस्य अनन्तरम् उन्नतशिक्षायाः अनुसरणं कुर्वन्ति छात्राः प्रायः केचन पारिवारिकव्यापारमपि पश्यन्ति केचन स्वक्षेत्रे कार्यमपि कर्तुं गच्छन्ति यस्य यस्य यत्र यत्र रुचिः अस्ति तत्र तत्र सः गच्छति यदि समयः अस्ति विद्यालयस्य अभवत् शिक्षणम् उन्नतशिक्षां ग्रहीतुम् इच्छन्ति तर्हि अनन्तरं गृहे कापि समस्या नास्ति गृहे सः गृहे सर्वं सम्यक् भवति तर्हि सः छात्रः किं करोति सः उन्नतशिक्षायाः अनुसारम् अनुसरणं करोति यदि परिवारे कापि समस्या भवति त चेत् सः वृत्तिं व्यवसायं प्रति गच्छति अनन्तरं पारिवारिकव्यापारं जनाः छात्राः पश्यन्ति यदि गृहे कुटुम्बः परिवारस्य ये जनाः इच्छन्ति सः किमपि कार्यं वा अथवा अभ्यासः उन्नतशिक्षायाः कृते प्रयासं मा करोतु पारिवारिकव्यापारं बहु सम्यक् अस्ति अस्माकम् अस्मा मम सहायताम् एव करोतु एवं प्रकारेण भवति चेत् सा पारिवारिकव्यापारं पश्यन्ति केचन जनाः स्वक्षेत्रे अपि कार्यं कर्तुम् इच्छन्ति एवं प्रकारेण धन्यवादः